मम प्रदेशे तु जनसङ्ख्यायाः कृते पर्याप्तरूपेन आरोग्यसेवा उपलभ्यते इति तु नास्ति परन्तु अस्मात् निकटेव किञ्चिदेव निकटे नाम यथा एकघण्टात्मककाले अभ्यन्तरे एव माभ्रन् ग्रामः अस्ति तत्र समीचीनतया आरोग्यव्यवस्था विद्यते अस्माकं ग्रामे इदानीम् इदानीं स्थितौ एव आरोग्यविषये आरोग्यविषये आरोग्यसेवा वर्धमाना विद्यते परन्तु इदानीम् एतावत्पर्यन्तं तु तावती नासीत् परन्तु इदानीं वर्धिता विद्यते तस्मात् कारणात् इदानिं तु समस्या नास्ति परन्तु बहिः ग्रामे गमनम् आधिक्येन जायते तत्र तु एवं विद्यते नाम अस्माकं निकटे तु यः ग्रामः तत्र बहुदूरात् यथा दशघण्टा द्वादशघण्टा तावद्दूरात् ये ग्रामाः तथा ग्रामं वा नगरं वा तत्र ते ततः अपि आगच्छन्ति अस्मद्ग्रामे तस्मात् तत्र तु समीचीनं नाम बहु सम्यक्तया व्यवस्था विद्यते तेन कापि समस्या नास्ति अतः वयम् आधिक्येन तत्र गन्तुमेव प्रवर्ततां प्रवर्ततामः किमर्थं नाम तत्र अन्यद्ग्रामादपि दूरादपि बहु दूरादपि आगच्छन्ति तेन यदि निकटे एव अस्ति तत्र समीचीना व्यवस्था विद्यते तर्हि गन्तुं कः क्लेशः तस्मात् वयं तत्रैव गच्छामः तत्र तु रीसर्च् अपि भवति आरोग्यसेवायाः नाम अन्यत् अन्येषाम् औषधानामुपरि सर्च् अपि भवति तथा तत्र गमनोत्तरं तु यः वैद्यः सः समीचीनतया सर्वामपि व्यवस्थां कृत्वा सर्वामपि व्यवस्थां कृत्वा अनन्तरं सम्यक् यथा स्यां स्याम् इति कृत्वा सः प्रेषयति तेन आरोग्यस्य पुनः सा समस्या आगन्तव्या इति तु नास्ति परन्तु तत्र समीचीनतया सा व्यवस्था विद्यते अस्माकं ग्रामे इदानीं तु सा व्यवस्था वर्धमाना अधिक्येन वर्धिता विद्यते